पुराणानि भारतीयसमाजस्य सांस्कृतिक आचरणानां मूलाधारं सत्यम् व्यासमूनेः विरचिता अष्टादशपुराणानि सन्ति मूलरामायणम् महाभारतम् पाञ्चरात्रम् प्रस्थानत्रयमपि सन्ति भगवद्गीता सूत्रप्रस्थान उपनिषत् सर्वे स्मृतयाः अस्माकं धर्मः कथम् आचर्युः इति बोधयन्ति विशेषतः पुराणेषु नित्यनैमित्तिक आचरणानि धर्म अधर्मः कथं भवेत् सृष्टिः प्रकृतयः पर्वणविषये अपि कथयति पुराणेषु अत्यन्त आख्यायिकरूपेण च कथयति